मम शास्त्रं व्याकरणम् इति व्याकरणशास्रस्य प्रयोजनं नाम तत्र व्याकरणशास्त्रे व्याक्रियन्ते व्युत्पाद्यन्ते अनेन इति व्याकरणम् इति काचिद् व्युत्पत्तिः उच्यते अनेन शब्दाः निष्पाद्यन्ते साधुशब्दानां ज्ञानं कार् क्रियते तदेव व्याकरणम् इत्युच्यते त तदेव लो लोके ये शब्दाः प्रयुज्यन्ते तमेव आश्रित्य पुरा ऋषिभिः इदं शास्त्रं प्रवृत्तं तत्र च के साधवः शब्दाः के असाधवः इति शास्त्रेस्मिन् अस् अस्माकङ्कृते बोध्यते साधु शब्दे किं साधु शब्देभ्यः